मम दृष्ट्या संस्कृतसाहित्यस्य श्रेष्ठकविः कः इत्युक्ते कालिदासः वक्तुं शक्यते किमर्थं चेत् कालिदासेन बह्व्यः रचनां कृतवान् त्रीणि नाटकानि अन्यौ द्वौ महाकाव्यौ तथा द्वौ खण्डकाव्यौ कृतौ अतः एव सः श्रेष्ठकविः वक्तुं शक्यते सः यदा बाल्यकाले आसीत् तदा सः मूर्खः

सः विद्वांसः अतः एव मम दृष्ट्वा संस्कृतसाहित्ये कालिदासः विद्वान् इति अस्ति अन्यतमानि कारणानि सन्ति किमर्थं चेत् यदा कालिदासः रचनं कृतवान् तत्साहित्ये वा तत् काव्ये किमपि तत् काव्ये सरलतया संस्कृतं दत्तं तत्र नाटकानि यानि काव्यानि तत्र अतीव सरलाः शब्दाः शब्दाः तत्र दत्ताः अतः एव सः श्रेष्ठतःम कविः वक्तुं शक्यते तत्रैव पश्यतु कुमारसम्भवं मध्ये यत् अभिज्ञानशाकुन्तलं नाटकस्य मध्ये वा तत्र शब्दः अतीवसरलाः भवन्ति अत एव मम दृष्ट्वा संस्कृतं साहित्यस्य श्रेष्ठकविः आसीत् कालिदासः